हा इपो हलो हा नमस्ते नमस्ते कः हा हा आं गी गीता

आ एतत् कः कः

नमस्ते हा हा

हा श्वः न न श्वः किञ्चित् प्रश्नाः वर्तन्ते प्रा प्रति पाचकाः न आगतवन्तः अतः अन्ये पाचकाय हा जलम् ओह् न न एवम् एवमर्थम् एवं भवितुं न कति स्वच्छतया एव केण्टीन् चालयति अन्यद् अन्यद् कोपि न कम्प्लेन् न दत्तम् अत्र वदन् ददामि हा न एव दृष्ट्वा न न टेन्शन् मास्तु टेन्शन् मास्तु परिहारः कर्तव्यः ह अधिकारिणा कृतम् हा आ अ आम् आम् प्रथम पाचकाः ह समीचीनपाचकानाम् आवश्यकमस्ति भवतः ज्ञातं चेद् हा हा हा हा पृच्छतु हा पृच्छतु पृच्छतु भवान् यत् समये इत्युक्ते श्रद्धा श्रद्धया श्रद्धया श्रद्धया अस्तु अस्तु